अस्माकं प्रान्ते परिवर्तनमानीता सङ्घाः अनेके सन्ति तत्र प्रधानतया माधवकृपा इति आर् एस् एस् कार्यालयं वर्तते तद् गृह समीपमेव वर्तते अनन्तरं संस्कृतभारती अपि अस्ति अक्षरं ते तु आर् एस् एस् तु देशनिमित्तं संघटना एव तेषां मुख्य उद्देशः भवति अन्तरं तेषां मुख्य ध्येयः सर्वेषामपि देशभक्तिः अपेक्षितं तदर्थं देशभक्तेः वर्धनार्थं सर्वेपि आगन्तव्यम् इत्येव तेषां ध्ये ध्येयः तदर्थं ते जनानां समीपे धनात्मकविषयान् तत्र शाखेन शाखामूलकेन कुर्वन्ति अहमपि शाखां गतवान् आसम् तत्र प्रतिदिनम् अपि राष्ट्रभक्तानां विषये वदन्ति स्म राष्ट्रभक्तान् विषयान् अत्र साङ्गीक् इति वर्तते प्रतिभानुवासरे तत्रापि राष्ट्रभक्तानां विषये कथाः वदन्ति स्म कथं वयमपि देशार्थं किं करणीयं कथं कर्तव्यम् इति सर्वमपि ते देशभक्तानां कथानां मूलकेन अस्माकं कृते वदन्ति स्म तद्वारा देशभक्तिः तथा सुधनात्मकपरिणामपि जनसमूहे आनयन्ति अनन्तरं वृद्धाश्रमबालकेन्द्राणि एकम् अहं दृष्टवान् अस्माकं प्रान्तसमीपे एकं वृद्धाश्रमम् इति बालकेन्द्राणि अपि सन्ति अनन्तरं गृहरहितानां सङ्ख्या वर्धमाना अस्ति इति आम् अस्ति इदानीं तु समाजे समाजे इदानीं जायिन्ट् फेमेली इति नास्ति पृथक् पृथक् इति एव सर्वेपि कार्यनिमित्ताः तदर्थमेव इदानीं आधुनिकसमाजे गृहरहितानां सङ्ख्या वर्धमाना अस्त्येव अस्माकं प्रान्ते तावत् नास्ति परन्तु तत्र अत्र तत्र पश्यामः चेत् भवन्त्येव तदर्थं एतद्निवारणीया एतद्निवारणार्थं स्वयं स्वे कार्यस्य सर्वं कार्यं कुर्वन्तः सन्ति